अन्तर्जालयोजनाः कुत्र भवन्ति इति चेत् वयं सर्वेः अद्यत्वे बहु उपयोगं कुर्मः यत् चरवाणी दूरवाणी इति नाम्ना उच्यते आङ्ग्लभाषायां मोभैल् इत्युच्यते तत्रापि किं सिं स्थापयामः तत्र विद्यमानाः अन्तर्जालयोजनाः के इति सर्वे अद्यतनं नित्यमानं शिशुः अपि जानाति एवम् अत्र ओन् नैण्टि नैन् रूपीस्मध्ये यद् अस्ति तद् डाटा प्लान् सर्वे अधिकाधिकतया स्वीकुर्वन्ति एवं मम परिवारे मम परिवारे इदानीं विशेषतः जियो सिं सर्वे उपय उपयुञ्जन्ति एवं पुरातनकालायां सर्वे बी एस् एन् एल् सिम् उपयुञ्जन्ति स्म किमर्थम् इति चेत् अत्र एतद् शिखरः प्र प्रदेशः अस्ति इति कारणेन नेट्वर्क् कदाचित् न लभ्यते इति कारणतः बी एस् एन् एल् इदानीम् अपि केचन उपयोगम् उपयोगं कुर्वन्ति एवम् अत्र मम परिवारे तु इदानीं विशेषतः जियो सिम् आगतं वर्तते प्रथमतः तु ते फ़्री रूपेण निःशुल्करूपेण दत्तं वर्तते तदनन्तरम् अस्माकम् उप वयं सर्वे उपयोगं कृत्वा कृत्वा कृत्वा तत्रैव अडिक्ट् भूत्वा वयम् इदानीम् एतद् जियो सिम् एव उपयोक्तव्यं सर्वत्रापि यत्र कुत्रापि वा पश्यन्तु जियो सिं वर्तते एव बि एस् एन् एल् अस्ति चेदपि द्वितीयं सिं किमस्ति इति वदामश्चेत् एतदेव अस्ति वि जियो एव भवति अवश्यतः एवम् एर्टेल् अपि अस्ति ऐडिया अपि अस्ति एर्टेल् तु बहु धनाधिक्यं वर्तते इति कारणतः केऽपि इदानीं न स्वीकुर्वन्ति एवम् अत्र जियो अपि इदानीम् एतद् धनराशिं वर्धमाना सन्ति एतद् डाटा प्लान्स् इत्यादिकं बहु धनानि दत्वा एव डाटा प्लान् आफ़र्स् इत्यादिकं स्थापनीयं वर्तते तथा कुर्वन्तः सन्ति किमर्थं चेत् प्रथमतः ते निःशुल्करूपेण दत्तवन्तः तदनन्तरं वयम् अडिक्ट् भूतवन्तः तदनन्तरं ते किञ्चित् किञ्चित् परिमाणम् अधिकाधिकं वर्धयित्वा वर् वर्धयित्वा एवं कृतवन्तः इदानीं तु बहु धनम् धनानि तत्रैव स्थापनीयानि वर्तन्ते परन्तु वयं सर्वे जियो सिम् एव उपयोगं कुर्मः किमर्थम् इति चेत् फ़ोर् जि नेट्वर्क् लभ्यते इतोऽपि एतद् समयं समयापनं कर्तुं टैं वेस्ट् कर्तुं किमपि नास्ति जियो सिं वर्तते एवम् इदानीं तु फ़ै जि एव आगतम् अस्ति सम्पूर्णे जगति तत्रापि वयं किञ्चित् ए क्षणानन्तरेव सर्वं किं किम् अस्ति तत् सर्वं किं किं वयं ज्ञातुं शक्नुमः तत् सर्वं ते एतेन चरवाणीना प्राप्तुं शक्नुमः अतः मम परिवारे तु विशेषतः एतदेव प्रयोगं कुर्वन्ति उपयोगं कुर्वन्ति जियो सिम् एव